मम प्रदेशे क्रियमाणधार्मिक आचारेषु विशिष्टा अस्ति दुर्गापूजा दुर्गापूजायां मा दुर्गायाः नवरूपं पूज्यन्ते इयं पूजा नवरात्रं दश दिनानि च प्रचलति अन्तिमदिने दशहरा इति आचर्यते अस्मिन्नेव दिने रावणदाहपरम्परा अपि अस्ति एषः अपरः उत्सवः अस्ति यः महिषासुरस्य उपरि देवीदुर्गायाः विजयस्य उत्सवः कारणतः शुभस्य अशुभस्य उपरि विजयस्य सूचकः अस्ति नवदिवसीय उत्सवे प्रतिदिनं सङ्गीतशंखढलघण्टी नित्त्यं सायङ्काले आरतिः क्रियते अस्याः आरत्याः वैभवम् एतादृशः उज्वलः सुन्दरः सः अस्ति यत् बहुदूरतः विदेशात् अपि बहुजनाः दर्शनार्थम् आगच्छन्ति पश्चिम्बङ्गालस्य दुर्गापूजायां भवानीमातुः शक्तिवर्धनार्थं धुनोचि नित्यं क्रियन्ते दुर्गापूजां द्रष्टुं प्रतिवर्षमेव पर्यटकाः बहुदूरात् आगच्छन्ति